आं छायाचित्रणम् उद्योगरूपेण कर्तुं मया चिन्तितं भवति किमर्थमिति चेत् तद् मम इष्टविषयः भवति छायाचित्रणं दिने दिने वर्धमानं वर्तते मम छायाचित्रणं बहु रुच्यते अस्य अन् अनेकाः शाखाः सन्ति पदचित्रणं मीन्स् फ़ोटोग्रफ़ी स्ट्रीट् फ़ोटोग्रफ़ि वन्यजीविचित्रणं वैल्ड् लैफ़् फ़ोटोग्रेफ़ि विवाहचित्रणं वेड्डिङ्ग् फ़ोटोग्रफ़ि सौन्दर्यचित्रणम् एतन्निक् फ़ोटोग्रफ़ि इत्यादयः क्षेत्राणि बहुविधाः सन्ति अस्य मम प्रियक्षेत्रं सौन्दर्यचित्रणं कला अस्ति तत्र पुष्पस्य आकाशस्य नद्याः तेषां चित्रणं ग्रहीतुम् अहं बहु रुच्यते अतः छायाचित्र उद्योगः मम इष्टविषयः भवति इदानीं काले विवाहस्य चित्रणस्य विषये अनुदिनं परिवर्तनानि सन्ति तेषु एकः भवति सेल् द डेट् फ़ोटो शूटिङ्ग् अस्ति एतेन एवं प्रकारेण छायाचित्रणम् अनुदिनं वर्धते इति मम विचारः